यस्मिन् प्रदेशे वयं वसन्तः वसामः वसामः ततः सर्वस्य देशस्य विषयं वयं ज्ञातुं न शक्नुमः माध्यमेन एव तत् साध्यं किन्तु अद्यत्वे माध्यमानां स्वातन्त्र्यम् अस्ति इति विषयप्रतिपादनं सम्यक् न कुर्वन्ति लघुविषयं भवति किन्तु ते सार्धघण्टापर्यन्तं तस्य प्रसारं कुर्वन्ति माध्यमानां कृते इदानीं समयस्य मौल्यं नास्ति ते किं कुर्वन्ति लघुविषयम् अस्ति सार्धघण्टापर्यन्तं प्रसारं कुर्वन्ति नो चेत् लघुविषयम् अधिकं कृत्वा लिखन्ति यद्विषयस्य महत्त्वम् अस्ति तं विषयं लघुरूपेण स्वस्य मनसि किमस्ति तदेव लिखन्ति तत्र विचार्य वा एतत् सम्यक् वा इति चिन्तनं कृत्वा न लिखन्ति न प्रसारयन्ति अस्माकं कृते किम् आवश्यकं पारदर्शकाः पारदर्शकता आवश्यकी अस्ति किन्तु ते तु स्वाभिप्रायं प्रसारयन्ति अतः सर्वाः वार्ताः सत्यम् इति न मत्वा तत्र सम्यक् किमस्ति तदेव स्वीकर्तव्यं तदेव द्रष्टव्यं यतो हि अत्र बहवः माध्यमाः सन्ति प्रत्येकस्मि्न माध्यमे विषयप्रतिपादनं भिन्नं भिन्नम् अस्ति अतः ज्येष्ठाः वदन्ति यत् वयं श्रुतवन्तः तदेव सत्यम् इति न चिन्तनीयं यदा स्वयं पश्यन्ति तदा एव तत् सत्यम् इति स्वीकर्तव्यम् इति इदानीं तु तस्य विषयस्य परिवर्तनं कृत्वा माध्यमे प्रसारयन्ति लिखन्ति अतः सर्वदा कापि वार्ता अस्तु तद् सम्यक् दर्शनानन्तरं वा पठनानन्तरं वा एकवारं चिन्तनीयम् अस्ति किमर्थम् इत्युक्ते अद्यत्वे माध्यमाः स्वमाध्यमस्य प्रसाराय चालनाय विषयस्य किं परिवर्तनं कृत्वा प्रसारयन्ति लिखन्ति च अतः वयं वार्ताः दर्शनानन्तरं वा पठनानन्तरं वा चिन्तनं कर्तव्यम् एव अस्ति अत्र सत्यम् अस्ति वा सत्यं नास्ति इति चिन्तनं करणीयम् अस्ति